नमस्कारः महोदय ह अहम् न महोदय अहम् इदानीम् बि बि कोम् पठनस्मि तदर्थम् अहम् मम आदायः नास्ति मम पितुः आदायः नास्ति एव तदर्थम् आदाय किञ्चित् कि किञ्चित् अस्ति सः व्यवसायः कृषिकार्यं करोति सः तदर्थम् आम् तदर्थं बी कोम् अध्ययनार्थं जातिप्रमाणपत्रं तथा आदायप्रमाणपत्रम् आवश्यकमस्ति किञ्चित् साहाय्यं करोतु तत् अहं बि कोम् अध्ययनं कुर्वनस्मि आदायप्रमाणपत्रम् आगच्छति खलु स्वीकर्तुम् आम् आम् मम विद् मम विद्यालये मम विद्यालये पितुः नाम्ना एव स्वीकृत्य आगच्छतु इति उक्तवन्तः एवं वा आम् आम्

किं किं पत्रम् आवश्यकम्

आम् भूमिः भ भूमिः तु नास्त्येव सः अन्य भूमौ सः कार्यं करोति

भव भवतः कार्यालयस्य कदा उद्घाटनं भवति

आम् आम् आं प्रातःकाले प्रथमं बस्यानं स्वीकृत्येव आगच्छामि श्वः मिलामः भोः महोदय धन्यवादः आम् आम् आं भवतु भोः बहु धन्यवादः नमस्कारः